नमो नमः मम मातृभाषा तु मराठी इति मराठीभाषायां रामायणमहाभारतानाम् अनुवदः अनुवादाः लभ्यन्ते किन्तु सत्यं वदामि अहं न पठितवती अतः अहं किमपि वक्तुं न शक्नोमि एतस्य विषये एते विषये अहं सम्यक्तया वक्तुं न शक्नोमि क्षमस्व क्षमां प्रार्थयामि